जून् चतुर्दश जुलै सप्तदश तथा अष्टादश एकोनविंशतिदिनाङ्कः मेमासे जनवरिमासे चतुर्दशदिनाङ्कः अक्टोबर् मासे चतुर्विंशतिदिनाङ्कः सेप्टेम्बर्मासे द्वादशदिनाङ्कः एतत्सर्वमपि मम मित्र मित्राः जन्मदिनं जन्मदिनम् अस्ति अतः स्मरणम् अस्ति मम समीपे एतद् सर्वं डेट्स् दिनाः स् स्मृतिपटलमध्ये अस्ति